आम् रेल्यानस्य विषये अहं जानामि मया भारते बहुत्र रेल्यानेन प्रवासः कृतः सद्य एव नाम मास सुत् चतुर्भ्यः मासेभ्यः पूर्वम् अहम् उडुपितः देवप्रयागं प्रति गतवानासं पुनः ततः प्रत्यागमनम् अपि

तर्हि रेल्याने रेल्यानस्यपि बहवः प्रकाराः सन्ति सद्यः वन्देभारतम् इति नूतनं रेल्यानम् भारतीय सर्वकारेण अस्मिन् प्रान्ते नाम भारते लाञ्च् कृतम् तद् रेल्यानम् इदानीं सर्वत्र सर्वसि सर्वेषु राज्येषु भारतसर्वकारेण लाञ्च् कृतमस्ति